नमस्कारः किमर्थं क्याब् अधुनापर्यन्तं न आगच्छति अहम् एकघण्टातः भवतः प्रतीक्षां करोमि परन्तु भवतः केब् अत्र न आयाति तस्मात् मम गमनकालस्य विलम्बं भवति अहं मम गन्तव्यं प्रति न गन्तुं शक्नोमि भवतः कारणात् तस्मात् शीघ्रमेव अत्र क्याबं स्वीकृत्वा आयातु